वर्तमाने काले विज्ञापनस्य महत्त्वम् अधिकं वर्तते अहम् अपि अनौपचारिकसंस्कृत शि शिक्षिका अस्मि सम्प्रति जनान् संस्कृतं प्रति आनेतुं महान् प्रयत्नः अपेक्षितः अस्ति अतः अहं किञ्चित् विज्ञापनं स्वकीयदूरवाण्यां निर्मीय सर्वत्र अहं प्रचारं करोमि स्म वाट्साप्माध्यमेन अनन्तरं पेस्बुक्माध्यमेन वा स्वकीयस्टेटस्माध्यमेन संस्थाप्य तेन कारणेन बहवः तद्दृष्ट्वा आकर्षिताः आकृष्टाः अस्माकं केन्द्रं प्रति आगताः सन्ति शतादिकजनाः प्रतिवर्षं तत्र प्रवेशं स्वीकुर्वन्ति एवं विज्ञापनकारणेन एव एतत्सर्वं सम्भवति तत्र किञ्चित् ज्ञानं भवेदेव अस्माकं सृजनात्मकशक्तिः अवश्यं तत्र प्रभावशालिनी भवति तस्य वर्धनम् आवश्यकं यावत् वयं रुचिकरं सुन्दरं विज्ञापनं निर्मातुं न शक्नुमः तावत् तस्य प्रचारः प्रभावः प्रभावी न भवति अहं चिन्तयामि संस्कृतस्य विषये एव मम विज्ञापनमासीत् आगच्छन्तु संस्कृतशिक्षणं प्राप्नुवन्तु संस्कृतं पठ आधुनिको भव इति तत्र वाक्यद्वयं सर्वे सर्वान् आकृष्टमिति अहं चिन्तयामि